मम प्रदेशे तावत् श्रीशैलमल्लिकार्जुनः इति कश्चन देवालयः वर्तते तस्य देवालयस्य ऐतिहासिकमपि अस्ति महत्त्वमपि अस्ति किं नाम कदाचित् अस्माकं ग्रामीणः श्रीशैलं प्रति गतवन्तः आसन् तत्र तेभ्यः किञ्चित् काष्ठं लब्धं तद् आनीय वयं ते अस्माकं देवालये स्थापितवन्तः इदानीं तद् बृहज्जातम् इदानीं तस्य नन्दीकोलः इति नामाख्यं वर्तते यदा नन्दीकोलदेवालयः भवति तदानीं देवालयः यावदस्ति तावदेव भवति जात्राकाले तं नन्दीकोलं बहिः आनयन्ति तदानीं स्वयं बृहद् रं भवति स्वयं बृहद्भवति इति महत्त्वयुक्तमपि ऐतिहासिकमपि तद् अस्माकं ग्रामे तावत् बहु प्राचीनकालात् एव आगच् आगतव आगतमस्ति इति कृत्वा ऐतिहासिकमस्ति तथैव तस्य महत्त्वमपि वर्तते यदा सः नन्दीकोलः सम्यक्तया ग्रामे अटित्वा आगच्छति तदानीं सम्यक् भवति ग्रामे वृष्टिः अथवा जलमित्यादिकं सम्यक्तया लभ्यते वृष्टिः इत्यादिकं सम्यक् समीचीनकाले आगच्छति इति महत्त्वरूपं वर्तते तथैव स्मारकमपि अस्ति तत्र कश्चन स्मारकं तस्य नाम अहं न जानामि परन्तु स्मारकमस्ति तस्यापि ऐतिहासिकत्वं वर्तते महत्त्वमपि वर्तते त तस्यापि बहु उपयोगः उपयोगः वर्तते एवमेव आधिक्येन अस्माकं ग्रामे देवालयस्य एव ऐतिहासिकं तत्वं महत्त्वं बहु वर्तते देवालयस्य उपरि तथा मल्लिकार्जुनस्य उपरि अस्माकं जनाः बहु चिरञ्जीविनः सन्ति ते मल्लिकार्जुनस्य उपरि बहु निष्ठाः सन्ति भक्तिमन्तः सन्ति इति एवम् अस्माकं ग्रामे देवलयस्य महत्त्वम् अस्ति